पञ्चमदिनाङ्कः जूलै मासः नवनवत्यधिक नवोत्तर एकसहस्रं नवमदिनाङ्कः जून् मासः नवनवत्यधिक नवोत्तर एकसहस्रं द्वे त्रयोदशदिनाङ्कः ओक्टोबर् मासः त्रीण्यधिकद्विसहस्रम् नवमदिनाङ्कः जूलै मासः त्रयोदशाधिकद्विसहस्रम् दश षट् दिनाङ्कः नवम्बर् मासः षडधिक द्विसहस्रम्